डियोड्रन्ट्स् मध्ये क्वचित् आन्लैन् मध्ये सर्वेपि ब्रेन्ड्स् न लभ्यन्ते तत्तत् देशेषु यस्य निर्माणं भवति तत् बहिः क्वचित् न दीयते इत्यतः तत्तद्देशीयानां पोर्टल् मध्ये तादृश डियोड्रेन्ट्स् प्राप्यते अतः तद् ज्ञात्वापि एकवारं सामान्यपटले मया स्वीकृतमासीत् तत् स्वीकृत्य पुनः अन्यस्यै दत्तवती यतः तस्य सुगन्धः सम्यक् नासीत् यथा अनुभोक्तव्यं तथा मया न अनुभूतं अतः तत् अन्यस्मै दत्तं पुनः धनमपि नष्टं जातं